कार्ये कदापि दोषः भवति चेत् किङ्करणीयम् इति कन्नाटभाषायां वर्तते नडेवनडहदे कुलितवरडहोवने यः उपविशति सः न स्खलति यः चलति सः स्खलत्येव रामायणे वर्तते न कश्चिन्नापराध्यति इति समग्रः सम्पूर्णः इत्युक्ते सः भगवान् एव तस्मात् दोषः कार्येषु भवत्येव तस्य समीकरणमेव उत्तमं तथा च मयि अस्मासु दोषः भवति चेत् विनयं तत्र विशेषं लक्षणं अन्यः यदि दोषङ्कुर्यात् तर्हि समाधानेन तस्य समीकरणं भवेत् न क्वापि क्रोधस्य अवकाशः तथा च यद्यत्र यत्र यत्र स्खालित्यं भवति इति मे मतिः वदति अनुक्षणमेव विदूषां मध्ये तत् स्थापयित्वा एवं दोषसमजनी तस्य समीकरणं करणीयम् इति उक्त्वा समीकृत्यैव अग्रे गमिष्यामः अयमेव परिहारः